चित्रग्रहणस्य हव्यासः मम वर्तते अहं तद्विषये विशेषेण आसक्तिरपि अस्ति परन्तु पूर्वं तादृशी व्यवस्था अत्र गृहे नासीत् परन्तु इदानीं यदा उद्योगस्य आरम्भः कृतः ततः परम् अहं एकं छायाग्रहणयन्त्रं स्वीकृतवान् केमरा स्वीकृतवान् तन्माध्यमेन चित्राणि तदा तदा यदा यदा अवकाशः लभ्यते तदा तदा गृह्णामि विशेषेण परिवारे चित्रग्रहणस्य आवश्यकता अधिका भवति विशेषेण बहु कार्यक्रमाणि भवन्ति दैवनृत्यादिककार्यक्रमाणि अत्र भवन्ति अथवा विवाहः भवति तत्र अहं गत्वा यदि मम परिवारस्य कार्यक्रमः वर्तते तत्र गत्वा अहं चित्रग्रहणं करिष्यामि किञ्च बहु त तत्त तस्मिन्नेव क्षेत्रे बहु कार्यं कर्तुं मम समयः नास्ति परन्तु यदा समयः लभ्यते तदा अहं निश्चयेन कुर्वन् अस्मि